भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति वचनात् भारतदेशे संस्कृतस्य प्रभावः अधिकतया विद्यते संस्कृतभाषायां एव सर्वशास्त्राणि विद्यन्ते तत्रापि विश्वप्रसिद्धाः भवति भगवद्गीता तादृशभगवद्गीतायां संस्कृतभाषायां विद्यते तथा च अन्यासु भाषासु व्यत्यासाः जायन्ते परन्तु संस्कृते तथा न भवति सर्वत्र संस्कृतभाषायां एक एव शैली वर्तते अतः संस्कृतम् अधिकप्रसिद्धाः भवन्ति